राज्यसर्वकारतः दीयमाना स्टेम् शिक्षा प्रशिक्षणं च उद्योगप्राप्तौ अनेकधा सहायं करोति यथा कौशलवर्धनं एकस्यविषये गभीरचिन्तनम् अध्ययनप्रवित्तिं च वर्धयति तेन च ग्रामीणाणां कृते बहुसहकारं भवति